भारतदेशस्य भिन्नभिन्नप्रदेशेषु संस्कृतस्य प्रभावः दृश्यते पश्चिमभागे गच्छामश्चेत् तत्र बङ्ग अस्सां त्रिपुरा च प्रभृतयः प्रदेशाः दृश्यन्ते तत्र प्रायः बङ्गभाषा एव प्रचलितः अस्ति बङ्गभाषायां संस्कृतश्च बहु प्रभावः दृश्यते बहवः शब्दाः साक्षात् संस्कृतात् ते नीतवन्तः पुनः बहवःशब्दाः संस्कृतात् उत्पन्नः तेषां संस्कृतमध्ये अपि सांस्कृतिकः प्रभावः दृश्यते पुनः उत्तरपार्श्वे गच्छामः चेत् तत्र हिन्दिभाषा अधिका वर्तन्ते हिन्दिभाषायामपि संस्कृतस्य बहु प्रभावः दृश्यन्ते ते अपि बहवः शब्दाः संस्कृतात् नीतवन्तः पुनः तेषां संस्कृतमध्ये अपि संस्कृतश्च प्रभावः दृश्यते पुनः दक्षिणपार्श्वे आगमश्चेत् तत्र कन्नडः तेलुगुः तमिलः मलयालं प्रभृतयः भाषाः वर्तन्ते तेषां भाषायामपि संकृतस्य बहु प्रभावः दृश्यते ते तेषाम् संस्कृतिमध्ये सांस्कृतिकः प्रभावः नीतवन्तः तेषां भाषायाम् पुनः तेषां संस्कृतिमध्ये बहु सांस्कृतिकः प्रभावः दृश्यते